हरिः ओम् आं वदतु किम् अपेक्ष्यते इतः गीतायाः इत्युक्ते भगवद्गीतायाः वा

तत्तु षष्टिः एवं नाम बृहदिच्छ् बृहदिच्छति वा बृहद्

दश पुस्तकानि इत्युक्ते तत्र षड् शतम् इति अस्ति खलु नाम षड् शतमेव भवति इतः डिस्कौण्ट् तु न दातुं शक्यते नाम षड् शतम् इति तु अस्माकमपि यदा अस्माकम् अपि क्रयणं जातं तदानीम् अस्माभिरपि कियत् पञ्चपञ्चाशत् रूप्यकाणि दत्वा एव एकं पुस्तकं स्वीकृतमस्ति अतः षष्टिः तु दीयते एव ततः न्यूनतया तु न दातुं शक्नोमि यदि अस्ति ततः एवञ्च यदि दश पुस्तकानि अपेक्ष्यन्ते चेदपि अहं तद् किं षड्शतमेव भवति ततः न्यूनता तु भवितुं नार्हति इति अस्ति वदतु इदानीम् अपेक्ष्यते चेत् अहं ददामि नो चेत् अहं दातुम् अशक्तः स्याम् नाम अधुना अहं दातुं न शक्नोमि भोः एतदेव अस्ति मया उक्तं खलु मयापि पञ्चपञ्चाशत् दत्वा एव एकं पुस्तकं स्वीकृतं वर्तते यदि अहम् इतः न्यूनतः ददामि चेत् तदानीं मम हानिः भवति एवं च लाभोपि न भवति तर्हि यदि एवं ददामि चेत् तर्हि मम कः लाभः नाम तत्तु अस्ति एव तत्तु भवति एव बहवः आगच्छन्ति किन्तु सर्वेषां कृते अहं यदि एवं डिस्कौण्ट् ददामि चेत् तर्हि मम कः लाभः भोः अहं किं करोमि नाम भवानेव चिन्तयतु यदि अहं सर्वानपि ए एतादृशं डिस्कौण्ट् ददामि चेत् तर्हि अहं किं प्राप्स्यामि भोः नाम मम एव हानिः भवति खलु इति तु भवानपि जानाति तर्हि कथं दातुं शक्नोमि अहं किमर्थं भोः अहम् उक्तं खलु मया उक्तं खलु अहं दातुं न शक्नोमि किमर्थं पुनः पुनः तदेव विषयं स्वीकृत्य वदन् अस्ति मम विषयेपि चिन्तयतु भवान् तु भवान् तु स्वस्य एव विषये चिन्तयन् अस्ति अहं वदन् अस्मिन् खलु अहं दातुं न शक्नोमि तर्हि किमर्थं तदेव विषयं स्वीकृत्य पुनः पुनः वदति अस्तु अस्तु कियत् हा अस्तु अस्तु स्वीकरोति खलु दश पुस्तकानि हा अस्तु अस्तु अस्तु